अहं गतवर्षे शिक्षणप्रशिक्षण इति द्वादशदिनानि बेंगळुरुमुख्यनगरे गिरिनगरसमीपे अक्षरम् इति एका संस्कृतकार्यालये प्रशिक्षणम् आसीत् उडुपीसंस्कृतभारतीतः पञ्चजनाः गतवन्तः तस्मिन् गणे अहं अपि आसम् मम विवाहानन्तरस्य पञ्चविंशत् वर्षाणि अहं गृहम् गृहात् गृहं गृहजानान् त्यक्त्वा कुत्रापि न गतवती किन्तु एकम् उत्तमं कार्यार्थम् अहं किञ्चित् बहिः न गतवती तत्र किं वदति वा किं पृच्छति वा इति चिन्तयित्वा गतवती परन्तु तत्र उत्तमं वातावरणम् अक्षरम् इति एकं भवनं तत् भवनं साक्षात् देवालयम् इति भासते यदा अहं तत्र गतवती तदा एक अविस्मरणियदिनानि भवन्ति अहम् तत्र गत्वा तत्र गमनानन्तरम् एव मम धैर्यम् अधिकम् अभवत् अहम् अपि पठितुं पाठयितुम् अपि शक्नोमि इति मम मनसि आगतम् तस्मात् पूर्वम् अहं एकवारम् अपि स्टेज् पुरतः गत्वा न पाठितवती किन्तु अनन्तरम् अहं धैर्येण पाठयामि एतत् मम जीवने अवस्म् अविस्मरणीयदिनानि